नमस्ते मम नाम शरण इति अहम् अत्र मैसूरु ऐ टी सल्यूशन् त वदन् अस्मि महोदय तत् सङ्गणकं कदा इत स्वीकृतवान् भवान् एवम् वा तर्हि तत्र एकम् आन् बटन् इति अस्ति चार्जिङ्ग् मध्ये स्थापयित्वा तत् बटन् एकवारं नोदनं करोतु आनेव न भवति वा तत् लेप्टाप् मध्ये अन्यत् किमपि लैट् किमपि आगच्छति वा

पृथक् एकवार पृथक् एकम् की बोर्ड् स्थापयित्वा आन् कर्तुं किञ्चित् प्रयासं करोति चेत् तत् आन् भवति इति मन्ये तर्हि एकवारम् अत्रैव आनयति वा नोचेत् भवान् कुत्र वसति विजयनगरमध्ये वसति वा अस्माकं शाप् भवान् जानाति इति मन्ये तत्र भवान् आनयति चेत् अहम् सम्यक् कर् कृत्वा दास्यामि अ इदानीम् अद्य अद्य मङ्गलवासर भवान् शुक्रवासरे आगच्छति चेत् वरं इति मन्ये भ भवान् धनस्य विषये किमपि चिन्तनं कृतवान् वा तस्य वारंटी वारंटी तत् सर्वं कार्ड् अस्ति वा भवत सकाशात् अस्ति वा आम् तर्हि तर्हि सर्विस् चार्ज् वयं स्थापयाम तत् सामान्यत पञ्चशतं भवति किन्तु भवान् इदानीं स्वीकृतवान् इत्यत वयं त्रिशतं कुर्म महोदय धन्यवाद